आं महोदय आं महोदय अहं करोमि

आम् आम् हा आम् आम् आं महोदय

अहम् अहं कर्तुं शक्यते परन्तु एतानि जनानि न शृण्वन् शृणोति तान् विषयान्

आं परन्तु

अहं तदेव परन्तु कोपि न आगच्छति कार्यं कर्तुम् इदानीम् अहमपि किं किं कर्तुं शक्यते अहमेव तत्र आगत्य कार्यं आम् आम् अहं मम तु अत्रैव मेणसे इति अस्ति हा मिलित्वा एव कुर्मः अस्माकमेव शृङ्गगिरौ अस्ति शृङ्गगिरिदेवस्थानमपि अस्माकमेव अस्ति आम् आम् आम् आं हा तदेव आम् आम् आम् हा यानमस्ति अहं स्वीकृत्य आगच्छामि तत्र किं करणीयम् इति आं हा अहं जानामि आं जानामि आम् आम्

हा आम् आम् आम्

स्वच्छशृङ्गेरीं कुर्मः आम् हा हा

आम् आम् हा सूच् हा हा कर्तुं शक्यते श्वः एव कुर्मः इदानीं वा श्वः मिलित्वा एव कुर्मः